हरिः ओम् महोदय अहम् एक व्यजनं क्रीतवान् तत् व्यजनं सम्यक् कार्यं न करोति अहम् इदानीं तत् व्यजनं मम कृते क्यान्सल् करोतु इति मम प्रार्थना अस्ति